यदहं आन्लैन् मद्ये शाटिकां प्राप्तवती तत् दर्शने सम्यक् अस्ति परम् एकवारं यदा अहं दृत्वा जले संस्थापितवती तत्र वर्णः सर्वं गतं तत् तेन महान् असन्तृप्तिः जायते मम एवं च तत्र कलरपि गतम् एवं तत्र श्रिङ्क् अपि अभवत् तत्र बार्डर् मद्ये अपि एवं बहिः किञ्चित् किञ्चित् किञ्चित् किञ्चित् तत्र रेड् अपि आगच्छति तदर्तं मम तु महान् निरासः अस्ति तत्र तत् न रोचते सम्यक् तदर्थम् अहं रिटर्न् कर्तुमिच्छामि स्वीकुर्वन्तु भवन्तः एव